बैक् प्रवासे मया अनुभूतविषयाः उत्तमाः सन्ति बैक् यानेन गच्छामः चेत् तत्र वायुः सम्यक् आगच्छति इत्युक्ते शैत्यमपि भवति किञ्चित् आनन्दः अपि भवति अनन्तरं समस्या इत्युक्ते समस्याः भवन्ति आनन्दामपि भवन्ति तत्र यदि एल्मेट् स्थापयित्वा शिरस्त्राणं स्थापयित्वा स्थाप्य गच्छामः चेत् तत्र वायुः कर्णस्य अन्तः न गच्छति श् शिरः शिरसः रक्षणं भवति तत्र उ उत्तमः अनुभवः तत्र आगच्छति तत् शिरस्त्रानं विना वयं बैक् यानेन इत्युक्ते द्विचक्रिकया गच्छ मः चेत् तत्र आरक्षकाः गृह्णन्ति अनन्तरं शुल्कं स्थापयन्ति एतादृशेन का कारणेन वयं किञ्चित् कष्टमनुभवं क्लेशमनुभवामः तदर्थं शिरस्त्राणं स्थापयित्वा आनन्देन गच्छामः उपरि आच्छादकानि वयं स्थापयामः इत्यक्ते उष्णकम् इत्युक्ते स्वेटर् तादृशानि उत्तमानि वस्त्राणि स्थापयित्वा गच्छामः जागरूकतया भवामः वामभागे एव भवामः मध्ये न गच्छामः अन्येषां कष्टं न कल्पयामः अन्येषां कष्टं कल्पनं न कृत्वा न दत्वा वयं सम्यक् किञ्चित् बहुवेगेन न गच्छामः बहुमन्दं न गच्छामः किञ्चित् आ बैक् यानस्य आनन्दम् अनु अनुभूत्वा वयमग्रे गच्छामः